सिद्धं तत्र औषधशास्त्रं विशिष्य तमिळ्नाडुप्रदेशे दृश्यते इदं सामान्यतः तत्र न टु तौजेण्ड् फै़व् हण्ड्रेड् बि सि तः तौजेण्ड् फै़व् हण्ड्रेड् बी सिमध्ये इदं किञ्चित् शास्त्रम् आरब्धम् अथवा एषा परम्परा आरब्धा इति श्रूयते आरम्भकाले तत्र अष्टादशसिद्धाः आसन् ते परमेश्वरसकाशात् इमां विद्यां प्राप्तवन्तः इति श्रूयते विशिष्य ये इमां परम्परां सिद्धां परम्पराम् अभिसन्ति ते सिद्धाः इति ज्ञायन्ते अस्मिन् शास्त्रे विशिष्य पञ्चभूतानाम् उपरि प पृथिव्याः पृथिवी अपः तेजः वायुः आकाशादि पञ्चतत्वेषु अस्य शास्त्रस्य तत्त्वं निहितं वर्तते सेव् अपि च आयुर्वेदः त् कथमिदं भिन्नम् इत्युक्तौ किञ्चित् भिन्नं किञ्चित् अभिन्नं च वर्तते महान् भेदोऽपि नास्ति आयुर्वेदं महत्शास्त्रं तत्र एकं लघुशास्त्रम् इदम् इति अहं तु परिभावयामि अपि च ये तत्र सिद्धाः सन्ति ते अष्टमसिद्धिं प्राप्नुयुः इत्यपि श्रूयते